नमोनमः अस्माकं नारायणे हृदयालयः इति स्वागतं स्वागतं अत्र भेषजो नारायणो हरिः इति अस्माकं मोटो अस्ति वदन्तु आ अवश्यम् अहमेव अहमेव सम्भाषणं कुर्वन् अस्मि वदन्तु वदन्तु का वेदना ओ एवं एवं जानामि जानामि सम्यक् जानामि भवतां कुलवैद्यः अस्मि अहं सम्यक् जानामि भवन्तं हा ओहो

एवं वा उदरे दक्षिण भागे वेदना अस्ति वा वामभागे अस्ति वा

एवं वा अहं अहम्यत् वदामि तत् कुर्वन्तु हस्तं तत् हृदयस्य अधः स्थापयन्तु स्थापयित्वा किञ्चित् तथैव कुर्वन्तु वेदना कुत्र अस्ति इति वद वक्तुं शक्यते वा ओ तथा वा अस्तु अस्तु अन्यत् किम् अस्ति इति उक्तवान् भवान् शान्तः आसीत् शरीरे पूर्णा वेदना अस्ति वा

आम् भोजनं भोजनं सम्यक् स्वादः कथम् अस्ति

तदा रसनायं जिह्वायां किमपि तत् सर्वं भवता स्वीकर्तुं शक्यते परं स्वल्प स्वल्पः एव स्वीकर्तुं शक्यते यथा अस्ति शिरोवेदना अस्ति वा ओ एवं एवम् अपि च श्वासे श्वासे किमपि कष्टः नास्ति तत्

किं स्वीकृतवान् भोजने कषायः तथा किमपि स्वीकृतवान् वा तथा अन्यत् टैबलेट किमपि औषधीं स्वीकृतवान् वा एवं भवतु प्रायः एतद् वायरल् ग्यास्ट्रो इनटल्टैटिस् अस्ति अतः तदर्थम् एकम् औषधीम् अहं प्रेषयामि अहं तत् भवतु नाम तत् नाम भवतु न ज्ञातव्यम् अहं तत् कृते औषधिं लिखित्वा अस्माकं प्रेसक्रिप्शन् लिखित्वा प्रेषयामि तद् औषधीम् स्वीक्रियतां द्विदिनात्मकं तत् स्वीकर्तव्यम् प्रातः प्रातरसनात् प्रातरसनात् अनन्तरं प्रातौ भोजनात् परं तत् स्वीकर्तव्यम् एवं प्रतिदिनं द्विवारं स्वीकर्तव्यं त्रिदिनं यावत् स्वीकर्तव्यम् तत् सम्यक् करोतु भवान् अनन्तरं यदि पुनः वेदना अग्रे सरति तत् दूरवाणीं करोतु अथवा प्रायः अत्रैव साक्षात् आगम्यतां तर्हि दृष्ट्वा सम्यक् वक्तुं शक्यते न न नास्ति यतदर्थं किमपि नास्ति यत् तु भवता स्वीकर्तुं शक्यते तत् अवश्यं स्वीक्रियताम् नमो नमः नमो नमः